हा नमस्काराः हा एवं बहु सम्यक् वदतु अस्तु हा एवं हा एवमेवम् अत्र अत्र आगच्छन्तु अहमागच्छामि हा अत्र अस्मिन् पार्श्वे दर्शनविभागः अस्ति अयं हा हा अत्र दर्शनविभागः हा न्यायदर्शनमस्मिन् पार्श्वे वेदान्तदर्शनं हा हा अस्ति अस्ति अस्ति तद् टीकासमेतमेव अस्ति पश्यन्तु एतद् एव हा एवम् एवम् एवम् एवमेवं तद् अन्ते अस्ति तत्र ह

हा हास्तु पृथक् पृथक् वक्तुं न शक्यते वयं तु एकस्मिन् पुस्तके एव गादाधरीटीका एवं च एतद् दीधितिटीका इति अस्ति अहं दर्शयामि ओ हा हा हा हा तदस्ति हा हा तत् अस्तु अत्र पश्यन्तु एतत् एतदस्ति हा एतदेव अस्ति पश्य तथा मास्तु भोः हा तत् पठितुं वा अथवा क्रीणी भवान् क्रीणाति पुस्तकं तत् किमस्ति हा हा हा

हा हा कार्ड् भवतु

ओ हो हो अस्तु अस्तु अस्तु चिन्ता नास्ति चिन्ता नास्ति न भवान् यदि पुस्तकं क्रीणातुमि क्रीणितुमिच्छति तर्हि भवतां सङ्ख्यात्र दीयते चेत् अस्माभिः पुस्तकं तत्र बणरस् मर्चन्टैल् भवति खलु ततः अस्माभिः आर्डर् क्रियते तर्हि भवतां कृते अपि आर्डर् करिष्यामि यदि भवताम् इच्छा अस्ति चेत् हा हा हा हा हा एवम् एवं तर्हि अधुना पठन्तु चिन्ता नास्ति हा सत्यं सत्यं हा पठतु पठतु तथा हा हा सत्यं सत्यं तदस्ति अस्ति अत्र हा अत्र अस्ति पश्यन्तु

हा भवतु पठतु चिन्ता नास्ति आं हा एण्ट्रि करणीयं तत्र पुस्तिका अस्ति पश्यन्तु एण्ट्रि पुस्तिका तत्र अस्ति उपस्थितिपुस्तिका तत्र नाम दूरवाणीसङ्ख्याम् एवं च हस्ताक्षरं दिनाङ्कं च तत्र लिखन्तु

हा हा एवं किं पुनः हा एवम् अस्तु अस्मिन् पार्श्वे आगच्छन्तु अस्मिन् पार्श्वे हा एवम् अत्र पश्यन्तु एवं लैन् किमपेक्ष्यते किं पुस्तकं हा हा हा आ हा हा

ओ हो हो हो वेदान्तभाषा परि पठिता वा

आहा आहा हा तर्हि हा

तर्हि अत्र शाङ्करभाष्यस्य एव तत्र टीकासमेतमस्ति भामतिटीका तत्किञ्चित् कठिनमिति न परन्तु सम्यगेव अस्ति एवं च अत्र एकं पश्यतु आनन्दगिरिव्याखा अपि अस्ति हा एतदपि पठितुं शक्नोति त तत् सम्यक् भवति शाङ्करभाष्यस्य कृते अतः एतदपि पठन्तु अत्र अस्ति एतत् पश्यन्तु एवं

आ हा तदस्ति तदस्ति हा तस्य रामकृष्णटीका अस्ति पञ्चदश्याः तत्पश्यन्तु तत्सम्यगस्ति

ओ हो एवं

ओ हो हो एवं वा अस्तु अस्तु हा तद्भवतु तद् रामकृष्णटीका अस्ति खलु तत् तस्य पञ्चदश्याः ओहो एवं भवन्तः अपि सत्यमेव उक्तवन्तः तत्र हा सत्यं रामकृष्णमिषिन् मध्ये अहम् आसम् एवं तत्रेव अधीतवान् हा एवम् एवम् एवं पठितवानहं पठितवान् सम्यगस्ति बहु सम्यगस्ति एवम् एवं अस्तु अस्तु आ हा भवतु आहा हा अद्वैतसिद्धिः आहा अद्वैतसिद्धिः किं भवति तत्र न्यायशास्त्रस्य वेदान्तशास्त्रस्य तत्र समन्वयः इत्यपि वक्तुं शक्यते तत्किञ्चिद् नाम तत्र दार्ढ्यं बहु अस्ति नाम शास्त्रस्य आ हा हा अस्तु एकं हिन्दीव्याख्यानसहितमस्ति हा

हा तर्हि एतद् दक्षिणामूर्तिव्याख्या अस्ति खलु एतत् स्वीकुर्वन्तु एतत् सम्यगस्ति तत्र शब्दशः तत्र अर्थः उक्तः वर्तते हा अस्तु अस्तु आहा अस्तु अस्तु हा तत्र अस्माकं अस्माकं हा अस्माकं छात्राणां कृते तु एकमासकालात् कालपर्यन्तं भवतामन्येषां गेस्ट् जनानां कृते तु पञ्चदशदिने दिनकालपर्यन्तं ओ एव एवमस्ति वा चिन्ता नास्ति एकमासमेव स्वीकुर्वन्तु अस्तु अस्तु अस्तु अत्रैव लिखित्वा गच्छन्तु एवं अस्तु एवम्